अहं तु मम बाल्यावस्थायां मम पिता मां किञ्चित् कार्यक्रमं प्रति नीतवान् आसीत् तत्र तु तस्मिन् काले यः बहु प्रसिद्धः गायकः शङ्करमहादेवन् इति नामाख्यः सः आगतवान् आसीत् सः तु बहु प्रसिद्धः गायकः बहु सम्यक् गायति एवञ्च मम कृते अपि सः एव इष्टः वर्तते अतः तस्य गानं बहु शृणोमि च यदा तस्य गानं तस्मिन् काले साक्षात् शृतवान् तदा तु बहु आनन्दः अनुभूतः आसीत् एवञ्च इदानीं मम कृते यस्य गानं श्रोतुम् इच्छा वर्तते नाम अर्जित् सिङ्गस्य सः तु बहु सम्यक् गानं वदति एवञ्च श्रेया घोशाल् इत्यात् इति नामिका एका वर्तते तस्याः अपि गानं श्रोतुं बहु इच्छामि एवञ्च ये बहु सम्यक् गायन्ति तेषां गानं श्रोतुम् इच्छामि यदा अहं तस्य गानं शृतवान् आसं प्राक् तदा तथा मम कृते अनुभवः जातः आसीत् मयापि अग्रे जीवने गायकः गायकः भवितव्यम् इति अतः तद्विषये अहं प्रयत्नमपि कुर्वन् अस्मि इदानीं किञ्चित् गातुमपि शक्नोमि शास्त्रीयसङ्गीतमपि पठन्नस्मि इति मम अभिमानकरः विषयः वर्तते एवञ्च सङ्गीतशास्त्रे मम प्रवृत्तिः किञ्चित् बहु एव वर्तते अतः अहं यदा यदा दूरवाणीं स्वीकरोमि तदा तदा गानम् अवश्यं शृणोम्येव